अहं सेम्सङ्ग् एं तर्टि ओन् एस् इति नामकं चलदूरवाणीं स्वीकृतवान् अस्मि मोबैल् रजतकृष्णवर्णमिश्रितः अस्ति दूरवाण्यां एय्ट् जि बि रें वर्तते टू फ़िफ़्टि जि बि इन्टर्नल् मेमरि वर्तते सिक्स् तौसण्ड् एम् हेच् बेटरी वर्तते तर्टीन् एम् पि बेक् केमरा एय्ट् एम् पि फ़्रण्ट् केमरा वर्तते उत्तमक्वालिटि छायाचित्रं स्वीकर्तुं शक्यते सिक्स् तौसण्ड् एम् हेच् बेटरी इत्यतः आदिनम् उपयोगं कुर्मश्चेदपि बेटरी अवशिष्यते टू फ़िफ़्टि जि बि मेमरि इत्यतः बहु मेमोरि स्टोर् कर्तुं शक्यते मोबैल् उत्तमं दृ्श्यते लघु च अस्ति